अहं वीरामकालसमये ग्रन्थशालायां गच्छति अनेकं ग्रन्थाः स्वीकृत्य वराहमिहिरस्य प्रश्नम् विराहमिहिरस्य होराशास्त्रं तर्कः अन्नम्बट्टस्य तर्कसङ्ग्रहं कृष्णमार्गं मनुष्यालयचन्द्रिका कृष्णीयं होराशास्त्रं आर्यभट्टस्य आर्यभटीयं मनुष्यालयचन्द्रिकाम् इत्यादि अनेकपुस्तकं स्वीकृत्य पठनं करोति विरामकाले समये मम सहपाठिनोः सहपाठिनां श्रुत्वा त्वा विनोदसञ्चारस्थले गच्छति क्रीडां करोति इत्यादि अनन्तरम् आपणम् आपणं भक्षणं आपणं गत्वा गृहस्य कर्तृ गृहस्य अवश्यं साधनानि साधनानि मिलित्वा गत्वा सायं समये सायं समये आकाशवाणी और् दूरदर्शनं श्रुत्वा दूरदर्शनं दृश्यते न्यूस् इति वार्ता वार्ता दृश्येत वार्ता दृश्यते